भारतं प्रतिनिधितुं छायाचित्रं स्वीकर्तव्यम् इति चेत् अद्यतनं भारतम् इति यदस्ति तत् पाश्चात्य शैलस्य पाश्चिमात् पाश्चात्यसंस्कृतेः अस्माकं पुरातनसंस्कृतेः सम्मिश्र सम्मिश्रणेन यदस्ति तद्भारतस्य अधुना परिस्थितिः तं प्रति अहं किं करोमि मन्दिरस्य पूर्वतनमन्दिरस्य एकं छायाचित्रमपि स्वीकरोमि नूतन निर्मितभवनस्य एकं बृहत् अपार्टमेन्ट् वा एकं फैव् स्टार् होटल् वा नूतन कश्चन बृहत् भवनस्य एवं कस्यापि बहु बहुधन बहु बहुधनत्वेन कृत गृहस्य वा छायाचित्रं स्वीकृत्य दर्शयामि